चित्राणां सम्पादनम् अध्यतनकाले आवश्यकम् अस्ति किन्तु अस्माकम् एकम् उध्यानम् अलं अस्माकम् एकम् अलं अस्माकम् एकं यात्रा कर्तुम् इच्छामि अस्ति इति चिन्तयतु त वयं तत्र गच्छति अनेकानि चित्राणि अनेकानि बहु सुन्दराणि प बहु सुन्दराणि कार्याणि वयं तत्र दृष्टवन्तः किन्तु तत् अस्माकम् अल्पनेत्रेण अस्माकं नेत्रं नेत्रस्य नेत्रे अस्ति अस्माकं मनसि अल्पनेरं तत् अल्पनेरमस्ति किन्तु वयं तत् सम्पादनं कृत्वा चित्राणि सम्पादनं कृत्वा चेत् अस्माकम् अस्माकं दूरवाणीमध्ये कालाकालं तच्चित्रम् अस्ति तत् तत् दृष्ट्वा अस्माकं मनः प्रस् सन्तोषं कर्तुं वयं प्राप्नुवन्ति चित्राणां सम् एडिट् कर्तुं चित्राणाम् एडिट् कर्तुम् अस्माकं फ़ोन् मध्ये सज्जीकरणमस्ति चित्राणि चित्राणां चित्राणाम् एडिट् एडिटिङ्ग् एडिटिङ्ग् आवश्यकार्थम् अन्य अन्य एकस्य हेल्प् आवश्यकम् अध्यतनकाले नास्ति तत्र नास्ति किन्तु एण्ड्रोय्ड् फ़ोन् मध्ये ऐ फ़ोन् म फ़ोन् मध्ये अनेकानि ओप्शन्स् अस्ति यत् ओप्शन्स् वयम् अस्माकम् एकम् अस्माकम् एकं चित्रं चित्रम् क्रीत्वा तत् त तस्य एडिटिङ्ग् कर्तुम् अस्माकं फ़ोन् मध्ये अस्ति चित्राणां सम्पादनम् आवश्यकमस्ति अस्माकम् अस्माकम् इष्टः इष्टः व्यक्तिः द्विवङ्गतो भूत् चेत् तत्र चित्रम् अस्माकं फ़ोन् मध्ये अस्ति चेत् अस्माकं नामक्कु अरु वयं तच्चित्रं दृष्ट्वा मनः शान्तिं कर्तुं शक्नोति चित्राणि नास्ति चेत् वयं तत् आलोच्य सम्यक् रीत्या दुःखम् अनुभवति एकं फ़ो एकं चित्रमपि नास्ति इति इति चिन्तयेन वयं सम्यक् रीत्या दुःखम् अनुभवति किन्तु एकं चित्रमस्ति चेत् तच्चित्रं रीत्या अस्माकं अस्माकं मनोविश्रमः अस्माकं क्लेशाः निर्मार्जनं कृत्वा वयं शक्नुमः अस्ति अतः चित्रसम्पादनं आवश्यकमस्ति अद्यतनकाले चित्रसम्पादनं सम्यक् आवश्यकमस्ति चित्रस्य नाम एडिट् अपि आवश्यकमस्ति किन्तु चित्राणां सम्यक्रीत्या फ़िल्टर् कर्तुं सम्यक्रीत्या पोषणं कर्तुम् एडिटिङ्ग् ओप्शन् अति उदाहरणं भवति